आम् अहं छत्तीस्गड् प्रदेशे निवसामि तत् तत्र अद् अद् अद्यतनदिनं चुनावस्य समयः अस्ति तत्र तत्र पूर्वमासे चुनावजातम् अग्रिममासे अपि एकः चुनाव अस्ति तत्र तत्र बहुषु सामाजिकपरिरक्षणे अभिवृद्धौ कार्यक्रमः कार्यक्रम्ः अस्ति तत्र रक्तदानशिबिरं देहदानं डोनेशन् अप् अपि आदिप्रकारस्य सामाजिकपरिरक्षणे अभिवृद्धौ कार्यक्रमः अस्ति सर्क् सर्वकारसहकारजनेभ्यः प्रदत्तम् आम् अहं लक्षितम् अहं लक्ष् अहं लक्षितं कृतवान् तत् तत्र बहुषु प्रकारेषु बहुषु प्र बहुषु प्रकारेषु बहुषु प्रकारेषु सर्वकारसहकारः अस्ति तत्र तत्र वृद्धजनेभ्यः बा बा बालकः बालिकाः महिलाः पुरुषः सर्वः सर्वे सर्वेषु मनुष्येषु प्रति सर्वकारसहकारः अस्ति